मम बहु गीतानि रोचन्ते परन्तु मम बाल्यकालस्य गीतानि मम हृदयं सर्वाधिकं स्पृशन्ति तानि गीतानि मम सुखं स्मृतयः च आनयन्ति तस्य विषये किञ्चित् विशेषं वर्तते यथा तस्य स्मरणीय पङ्क्त्यः फन्नकी धूनयः च भवतः कः गीतम् अधिकतया रोचते बालकालस्य गीतानि अपि मम बहु रोचन्ते तेषु किञ्चित् विशेषं वर्तते यत् अस्मान् स्मृतिः आनयति हृदयं च स्पृशति मम केचन प्रियगीतानि लक्दी कि कथा इन्हे नन्हे मुन्ने बालक् गिरिगित् चिडियारानि च सन्ति एतानि गीतानि मां सर्वदा प्रश्नं कुर्वन्ति भवतः प्रियं गीतं कानि सन्ति